स्थानीयाः वैद्यावस्था अस्माकं त्रिपुराप्रदेशे काः सन्ति इति वदामि चेत् अस्माकं प्रदेशे जी बी पी हास्पिटल् इत्युक्ते गोविन्दबल्लभ पन्थ् वैद्यशाला तथा ऐ जी एम् वैद्यशाला बि एम् वैद्यशाला तथा ऐ एल् एस् इति बेसरकारी वैद्यशाला अपि अस्ति तत्र आधुनिक उन्नतमानचिकित्साः उपलभ्यन्ते तत्र सर्वे जनाः गत्वा स्वकीयस्वस्थ्यस्य विषये वैद्यां दर्शयितुं शक्यते एतद्वैद्यशाला कोविड् समये अतीवसम्यक्तया सर्वेषु जनेषु जनेषु कृते उत्तमा उत्तमा चिकित्सां दत्तवन्तः तथा च सर्वेषां जनानां कृते कोविड् मुक्तः इति समापनं कृतवन्तः